मम अभिप्राये छात्राः विद्यालयस्य अनन्तरं यत् कार्यं कुर्वन्ति तत् प्रथमं तु तत्र कदाचित् आनुवांशिकतायाः प्रभावः दृश्यते यथा कस्य पिता यत् कार्यं करोति तदनन्तरं पुत्रोपि तदेव कार्यं करिष्यति इति आनुवांशिकतायाः प्रभावः कदाचित् भवति परम् एतत् सर्वदैव शुद्धम् इति न कदाचित् छात्राः स्वरुच्यानुगुणं कार्यं कुर्वन्ति यथा कस्यचित् पिता कृषकः अस्ति तर्हि इत्येव नास्ति यत् सः अपि कृषकः एव भविष्यति कदाचित् तस्य पिता यदि कृषकः अस्ति सः शिक्षकः भवति वा चिकित्सकः भवति तर्हि यदि छात्रस्य छात्रस्य यत्र रुचिः अस्ति सः तस्य उन्नतशिक्षायां रुचिः अस्ति सः उन्नतशिक्षायां गमिष्यति अतः पारिवारिकव्यापारे तस्य रुचिः वर्तते तर्हि पारिवारिकव्यापारे कार्यं करोति अथवा स्वक्षेत्रे यत्र छात्रस्य रुचिः वर्तते तत्रैव सः कार्यं करिष्यति